चित्रं गृहीतुं मया प्रवासार्थं कूर्ग गतम् आसीत् गतमासे एव तत्र वयं स सकुटुम्बं गतवन्तः तत्र मण्डल्पट्टी पीक् इति अस्ति तत्र सन्सेट् सूर्योदयं सूर्यास्तमयं बहु सुन्दरतया दृश्यते तदेव मया चित्रं गृहीतमासीत् एवमेव भारतदेशे अनेकानि स्थानानि सन्ति येषु वयं चित्रग्रहणं कर्तुं शक्यते उदाहरणार्थम् अतिर्पल्ली वाटर् फाल्स् अस्ति नागर्होले अस्ति अनन्तरम् अनेकपर्वतानि काश्मीर् मध्ये भवन्ति चित्रग्रहणार्थम् अनेक स्थानानि सन्ति भारते